अहम् ऊत मम मित्राणि वान्धवाः च वित्तकोशक्षेत्रे उद्योगं कर्तुं न इच्छामः वयं शिक्षकाः भवितुम् इच्छामः किमर्थम् इत्युक्ते अस्माकं बाल्यावस्थात् एव इच्छा आसीत् यत् वयम् आदर्शशिक्षकाः भवामः इति पुनः वित्तकोशक्षेत्रे अस्माकं रुचिः अपि नास्ति अस्मभ्यम् अध्ययन अध्यापनस्य कार्यम् अतीव रोचते